अहं द्विचक्रयानम् अथवा बैक् यानं रोचते अहं केवलं द्विचक्रिकयाभिः एव यात्रां करोमि अहं द्विचक्रिकयानं बहु रोचते इति कारणाय यात्रां कृते बैक् इच्छामि अधिकतया अहं समुद्रतीरे वनमेखलायां च द्विचक्रयाने गच्छामि अदुना मम समीबे हीरा हो हीरो होन्डा इति कम्पन्याः स्प्लन्डर् इति बैक् अस्ति तस्मिन् यात्रा मम रोचते तथा च मम स्वप्न द्विचक्रियानं होन्डा कम्पन्याः यूनिकोन् अस्ति यः मम आवश्यकतानां कृते सम्यक् कार्यं करोति सः मम गृहनगरात् खुलुमनालि नगरं प्रति द्विचक्रियाः सवारिं कर्तुं रोचते